इदानीं वृष्टिकालः भवति अतः सर्वत्र डेन्गू टैफ़ैड् वैरल् फ़िवर् इति रोगाः सर्वदा भविष्यति अस्माकं प्रदेशे डेन्गू रोगः डेन्गू रोगः मक्षिकया एव उद्भवति मक्षिका डेन्गू मक्षिका दिनसमये एव जले उद्भवति कुत्रापि स्टाग्नेन्ट् वाट् जलम् इति यत्रकुत्रापि अस्माकं गृहस्य परितः वा पुरतः वा पृष्ठतः वा यत्रकुत्रापि जलं तत्र अस्ति शुद्धजलमस्ति तद् सु शुद्धजलतः एव डेन्गू मक्षिका उद्भवति तत् डेन्गू मक्षिकया डेन्गू फ़िवर् भवति अतः जनान् बहु रोगाः प्रि पीडयन्ति